यत् किमपि मित्रं वा बन्धुजनः वा यदि मां विज्ञानतन्त्रज्ञानीयक्षेत्राणां परिचयं करोतु इति पृच्छति चेत् अहं तेषां कृते एतां सूचनां ददामि विज्ञानतन्त्रज्ञानेषु क्षेत्रेषु मुख्यतया पञ्च पञ्चविधाानि क्षेत्राणि सन्ति इति अहं वदामि प्रथमम् अस्ति सहजविज्ञानं नेचुरल् सैन्सस् तत्र भौतिकविज्ञानं रसायनकशास्त्रं वृक्षशास्त्रं शास्त्रं जन्तुशास्त्रं पर्यावरणशास्त्रम् अन्तरिक्षा क्षा शास्त्रम् इत्यादयः अत्र आगच्छन्ति द्वितीयविभागमस्ति वैद्यस्वास्थ्यविज्ञानं मेडिकल् हेल्त् सैन्सस् तेषु प्रथमं मुख्यतया वैद्यविद्या आगच्छति अत्र सामान्यवैद्यविद्या अस्ति विशेषवैद्यविद्या अस्ति स्पेशलैज़ेशन् दन्तवैद्यमस्ति आयुर्वेदमस्ति होमियो वैद्यमस्ति इतोऽपि विशेषवैद्ये अपि शस्त्रविद्या अपि अस्ति सर्जरी अनन्तरं तेषां साहाय्यं साहाय्यकक्षेत्राणि सन्ति विरुजालयक्षेत्राणि पेरामिडिकल् सैन्सस् इति शरीरचिकित्सात्र अस्ति फ़िजियोथेरपि विकिरणचिकित्सा अस्ति रेडियालजि मानशिकशास्त्रमस्ति सैकालजी तादृशानि साहाय्यकक्षेत्राणि सन्ति स्वास्थ्यक्षेत्रेषु तृतीयविभागमस्ति कृषिविज्ञानं कृषिविज्ञाने प्राक् मुख्यतया कृषिः एव आगच्छति एग्रिकल्चर् अनन्तरं वनविज्ञानं मत्स्यविज्ञानं पशुविज्ञानं पशुवैद्यविज्ञानम् अस्ति इदानीं नूतनमस्ति एग्रिकल्चरल् बयोटेक्नालजि इति कृषिः वा कृषिजीवतान्त्रिकशास्त्रमिति वदन्ति इतोऽपि अधिकानि क्षेत्राणि आगच्छन्ति अत्र चतुर्थमस्ति सामाजिकविज्ञानम् अत्र मौलिकसामाजिकशास्त्रम् इत्युक्ते सोशियालजि अस्ति मानसिकशास्त्रमस्ति सैकालजि अर्थशास्त्रं राजकीयशास्त्रं वा मानवजाति शास्त्रं वा एन्थ्रोपालजि न्यायशास्त्रमस्ति तर्कविद्या अस्ति फ़िलासफ़ि प्रसारमाध्यमशास्त्रमस्ति मीडिया कम्यूनिकेषन्स् इत्यादयः अत्र दृश्यन्ते तेषु विभागेषु विज्ञानतन्त्रज्ञानीयक्षेत्रे पञ्चमभागमस्ति तन्त्रज्ञानं टेक्नालजि अत्र अभियन्त्रणं मुख्यतया दृश्यते इञ्जिनियरिङ्ग् अत्र यन्त्रनिर्माणमद अभियन्त्रणं मेकेनिकल् इञ्जिनियरिङ्ग् अस्ति रसायनिक अभियन्त्रणम् अस्ति साङ्गणिकम् अभियन्त्रणम् इदानीं नूतनम् अस्ति तन्त्रांशविधानमस्ति साफ़्ट्वेर् इञ्जिनियरिङ्ग् इति वैद्युतिकसञ्चारशास्त्रमस्ति एलेक्ट्रिकल् एलेक्ट्रानिक्स् निर्माणम् अभियन्त्रणमस्ति सिविल् इञ्जिनियरिङ्ग् वैमानिकम् अभियन्त्रणम् एवियेशन् वस्तुविज्ञानभियन्त्रणम् अस्ति अस्ति अपि अस्ति मेटीरियल् इञ्जिनियरिङ्ग् इति इदानीं नूतनतया अभियन्त्रणक्षेत्रे वैद्यविद्या अपि तु विज्ञानं समीकृत्य वैद्यम् अभियन्त्रणमिति नूतनक्षेत्रम् आगतं मेडिकल् इञ्जिनियरिङ्ग् इति वदन्ति अत्र जीवराशिः रसायनं तन्त्रमस्ति बयोकेमिस्ट्रि जीवभौतिकशास्त्रमस्ति अस्ति अस्ति बयोफ़िज़िक्स् इति नूतननूतनतया अत्र क्षेत्राणि विभागाः दृश्यन्ते इतोऽपि वयम् इतिहासशास्त्रं पठितुं शक्नुमः नेति कलाः सन्ति तर्कशास्त्रमस्ति तेषां तेषु क्षेत्रेषु पठनं कर्तुं शक्यते इदानीं विज्ञानतन्त्रज्ञानशिक्षायाः यदि वयं पश्यामः चेत् के के महाविद्यालयाः शिक्षणं शिक्षणं ददति इत्युक्ते भारतदेशे तु ऐ ऐ टि एव प्रथमतया आगच्छति भारतीयप्रौद्योगिकीसंस्थानम् इति तेषु तेषु गन्तुमेव सर्वे इच्छन्ति अनन्तरमस्ति राष्ट्रियप्रौद्योगिकीसंस्थानम् एन् ऐ टि इति भारतीयसूचना प्रौद्योगिकीसंस्थानमस्ति ट्रिपल् ऐ टि अनन्तरं बिर्ला प्रौद्योगिकीविज्ञानसंस्थानमस्ति बिट्स् इति

अनन्तरं बनारस् हिन्दुविश्वविद्यालयमस्ति वाराणासि मध्ये जवहर्लाल् नेह्रू कलाशाला अस्ति देलीं मध्ये तावदेव जवहर्लाल् नेहरु उन्नतवैज्ञानिक अनुसन्धानक्षेत्रं केन्द्रम् अस्ति एड्वान्स्ट् सैन्टिफ़िक् रिसर्च् कृते अन्नविश्वविद्यालयमस्ति हैद्राबाद्विश्वविद्यालयं देहलीविश्वविद्यालयम् अमृतविश्वविद्यापीठम् अस्ति तावदेव सावित्रिभायि फ़ुले विश्वविद्यालयमस्ति पुने मध्ये एतानि सामान्यतया

तेषु गन्तुं सर्वे च छात्राः उत्सुकाः भवन्ति भारदेशे तु एताः महाविद्यालयाः एव प्रमुखाः सन्ति